सर्वेषां जीवने क्रीडायाः अत्यन्तं महत्वं वर्तते क्रीडा इत्युक्ते कश्चन समूहः भवति सर्वे सम्भूय क्रीडन्ति तेन जनेषु परस्परं सौहार्दभावः वर्धते वैमनस्यं नश्यति व्यक्तित्वविकासः भवति शरीरं स्वस्थं भवति चित्तं प्रसन्नं भवति आत्मविश्वासः वर्धते यशः प्राप्यते धनार्जनमपि भवति भारते क्रीडायाः प्रचारार्थं बहुविधानि कार्याणि कर्तव्यानि विद्यालयेषु क्रीडाशिक्षणम् अवश्यं दातव्यं प्रतिदिनं विद्यार्थिनः क्रीडायाः अभ्यासं कुर्युः तथा सर्वत्र व्यवस्था भवेत्